तत्र आधुनिक युगे वयं सर्वे अन्तर्जाल उत तन्त्रजाल तन्त्रजाल इत्युक्ते दूरवाणी इत्यादिकं व्यवहारं कुर्मः अधुना दूरवाणी दूरवाणी अथवा ल्यापटप् अथवा कम्प्युटर् इत्यादिकं सङ्गणकादिकं व्यवहारेण अस्माकं सौलभ्यं कानि कार्याणि इति विषये किञ्चित् वदामि पूर्वे रेलयानेन कुत्रापि गन्तव्यं इत्युक्ते रेलस्थानकं गत्वा तत्र पङ्क्तौ स्थित्वा बहु अपेक्षां कृत्वा अनन्तरम् आरक्षणं लभ्यते परम् अधुना तन्त्र तन्त्र ज्ञान विकास कारणेन दूरवाणी हस्ते अस्ति चेत् साक्षात् अन्तर्जाल माध्यमेन गृहे यत्र भवान् इच्छति तत्र उपविश्य रेलयानेन यत्रात् नाम कुत्रात् कुत्र गन्तुम् इच्छन्ति तत्रात् तत्र पर्यन्तं आरक्षणं कृत्वा साक्षात् गृहे उपविश्य आरक्षणं कर्तुं शक्नुमः एवं च कुत्रापि गच्छामः चेत् धनं नास्ति धनं न स्वीकृत्य गन्तुमपि अवकाशः अपेक्षा न भवति यत्र कुत्रापि दूरवाणी गच्छति चेत् दूरवाण्यां फोनपे डिजिटल् पेमेण्ट् इत्यादि भवति तत् कर्तुं शक्नुमः अतः तन्त्र उपागमम् अथवा अन्तर्जालस्य बहु सौविध्यमधुना लभ्यते